मम प्रियखाद्यं भवति मधुरं सुपिष्टिकं पयोहिमः शाकानि एवञ्च फलानि एतत् सर्वम् अहं यदा कदापि बेङ्गलूर्नगरम् अथवा तिरुपतिनगरं गच्छामि चेत् खादितुं बहु इच्छामि एतत् कृते मह्यं बहु रोचते एवं च बेङ्गलूर् नगरे पयोहिमः बहु नाम बहु सम्यक् भवति अतः अहं यदा कदापि बेङ्गलूर्नगरं गच्छामि तस्मिन् दिने पयोहिमः एव खादामि एवम् अत्र तिरुपतिमध्ये एकं किं नाम तत् सुपिष्टिकं बहु भिन्नं रूपया एकं सुपिष्टिकं कुर्वन्ति गुडं मिलित्वा गुडे गुडेन सह तत् सुपिष्टिकं प्रयत्नं कुर्वन्ति तत् बहु नाम बहु मधुरं भवति एवञ्च स्वादः तस्य बहु सम्यक् भवति तत्र तिरुपतिमध्ये एव तद् लभ्यते अन्यत्र कुत्रापि न लभ्यते तिरुपतिमध्ये एव सम्यक् भवति अतः तत् अहं बहु इच्छामि चाकलेहः अपि दुबायिनगरं अहं यदा कदापि गच्छामि चेत् तत्र बहु भिन्नभिन्नरूपया भिन्नभिन्नप्रकारेण चाकलेहाः लभ्यते दुबायिनगरं यदा कदापि गच्छामि चेत् अहं चाकलेहः अवश्यं खादामि एवं च मम मित्राणां कृते आनयामि